तत्र च धनप्रेषणार्थम् दूरवाणीद्वारा धनप्रेषणार्थम् आप् विशेषाः बहवः सन्ति तथा उदाहरणार्थं गूगल् पे फ़ोन् पे पे टि येम् इत्यादयः तत्र च एते च अन्तर्जालाः इत्युच्यन्ते अत्र मुख्यतया अहं तु फ़ोन् पे यूस् करोमि तच्च मम सम्बन्धिनाः दूरवाणीसकाशात् यदि मया प्रेषणम् इति आपतति तर्हि फ़ोन् पे एव मम तावत् फ़ोन् वर्तते किञ्चित् पुरातनम् इत्यतः तत्र गूगल् पे केवलं वर्क् भवति अतः अहं तु गूगल् पेद्वारा एव धनादिकं प्रेषयामि उत तस्मादेव अहं धनं स्वीकरोमि अत्र गूगल् पे विषये विश्वासः कर्तुं शक्यते एच ए एषा तावत् सुरक्षा इति अहं विश्वसिमि कुतः इति चेत् बहुवारं मया कृतमस्ति गूगल् पे बहुवारं तस्य गूगल् पे उपयोगं कृतं वर्तते तस्मात् अहं तस्य उपरि विश्वासं स्थापयामि एवम् इदं तावत् बहु उपयोगकरं कथम् उपयोगकरम् इति चेत् यत् अन्तर्जालेन धनं प्रेषणं वर्तते सः मार्गः बहु उपयोगक् उपयोगकरः कुतः इति चेत् केवलमेकं लघु उदाहरणं यच्छामि अहम् आपणं गत्वा वस्त्रापणं गत्वा एकं वस्त्रं स्वीकरोमि चेत् तत्र भवति एवम् वन् नैन्टी नैन् इति धनं भवति इत्युक्ते नवनवत्यधिक एकशतम् इति भवति इतोऽपि एकं रूप्यकं यदि धनं यच्छामः पुनः वयं नैव स्वीकुर्मः वयं कदाचित् नैव पृच्छामः केपि न यच्छन्ति इत्येवं स्यात् एकरूप्यकं खलु भवतु इति स्यात् अतः तस्मात् इदं चेत् एकरूप्यकमपि अस्माकं निकटे एव आवश्यकम् एवं क्षणशः कणशश्चैव इत्येवं रूपेण एकैकं रूप्यकमपि सङ्गृहीतं भवति